भारतदेशे तु अनेकाः वार्तापत्रिकाः तथा दूरदर्शनवाहिन्यः सन्ति परन्तु अहं संस्कृतछात्रः अस्मि तस्मात् कारणात् अहं तु भो विश्वस्य वार्तायाः यत् पत्रं पत्रं वर्तते तत् अहं पठामि परन्तु गृहस्थाः मम गृहे अथवा अन्येऽपि जनाः ये महाराष्ट्रम् अथवा मध्यप्रदेशराज्ये वसन्ति ते दैनिक् भास्कर् टि वि नैन् मराटा इत्यादिकं प पश्यन्ति अथवा पठन्ति यथा वयं जानीमः ये जनाः मराठी जानन्ति ते मराठीदूरवाहिन्यां मराठी मराठीदूरदर्शनवाहिन्यः पश्यन्ति यथा ए बी पि माझा अथवा साम् टी वी अथवा जी चोविस् तास् इति तत्र वर्तते ते तत्र तत् चेनल्स् वर्तते ताः वाहिन्यः वर्तन्ते तासां मध्ये तु मराठी मध्ये उक्त्वावा वार्तानां प्रसारणं भवति अथवा मध्यप्रदेशे अथवा हिन्दीभाषिकप्रदेशे तु ए बि ट् ए बि वि टी ट् ए बि वि पि टि वि अथ्वा आज् तक् अथवा दूरदर्शनम् इत्यादिकं पश्यन्ति तस्य मध्ये अनेकाः वा अनेकाः अनेकाः तदपि भवति अनन्तरं तेषां मध्येऽपि अनेके वक्तारः सन्ति तद् यथा वयं जानीमः डि एन् ए नाम्ना एकः वा प्रतिदिनं यद् वर्तते तेषां मध्ये तु बहु समीचीनं ज्ञानस्य वर्धनं भवति पत्रिकाः पश्यन्ति अथवा वार्तापत्रिकाः पश्यन्ति अथवा दूरदर्शनवाहिन्यः पश्यन्ति चेत् वयं भारतदेशे अथवा विश्वे किं किं भवामः किं किं न भवामः तत् सर्वं ज्ञातुं शक्नुमः मम तु विश्वस्य वार्ता इति मम श्रेयस्करं प्रश्नपत्रं श्रेयस्करं पत्रम् अहं न जानामि जानामि इति